मूल्याङ्कानाम् अथवा मुद्राणाम् अथवा पाषाणखण्डानां सङ्ग्रहणे समस्या इति नास्ति परन्तु एकवारं यदा पाषाणखण्डानां सङ्ग्रहार्थं केनचित् गतमासीत् यदा वयं ए एकस्मिन् स्थाने सङ्ग्रहं कृत्वा पुनरागच्छामः तदा जनाः दृष्ट्वा एवमुक्तवन्तः इतः किमर्थं स्वीकुर्वन्ति अत्र तु एवं केभ्यश्चित् न क्रियते अतः भवन्तः इतः न किञ्चित् पाषाणं इतः स्वीकर्तुं न शकते इति उक्तवन्तः एवमेकवारम् अनुभूतमासीत् पुनश्च मुद्राणां विषये तदा किमपि समस्या त स न आसीत् मूल्याङ्कानां विषये अपि समस्या किमपि न अनुभूतमासीत्